जलस्य शोधनार्थं नैकाः उपायाः सन्ति वस्त्रद्वारेण जलशोधनं कतकफलद्वारा जलशोधनं क्वथनक्रियाद्वारा जलशोधनं आर् ओ इति द्वारा च अत्र चतुर्णामपि उपचाराणां प्रविधिः गृहेषु भवितुं शक्यते मम गृहे सर्वदैव जलशोधनं पश्चाद् एव तत् प्रयोगः भवति वस्त्रद्वारा जलशोधनप्रक्रिया जैनजीवनपद्धत्याम् अत्यन्तप्रचलिता प्रक्रिया वर्तते